जगति विद्यमानासु सर्वासु भाषासु संस्कृतभाषा एव प्रमुखस्थाने विराजते अत एव संस्कृतभाषा सर्वभाषा जननी इति प्रसिद्धा भवति संस्कृतभाषा देवभाषा सुरभारती देववाणी इत्यादि नामान्तरम् आवहति संस्कृतभाषायां यद्यदस्ति तत्सर्वं इतरासु भाषासु सम्भवति अत एव संस्कृतभाषा मूर्ध्नौ विराजते व्यवहारादेव भाषायाः विकासाः भवति संस्कृतभाषायां परिवर्तनं नाम इदानीम् अधिकजनैः विस्मृता इयं भाषा पुनः जनैः भाष्यमाणामस्ति तत्र प्रयत्नो अपि दृश्यते इति संतोषकरः विषयः